भारतीयदार्शनिकपरम्परायां मुख्याः पुरुषाः ये भवितुमर्हन्ति इत्युक्ते सर्वेऽपि दर्शनप्रणेतारः ये सन्ति ते सर्वेऽपि मुख्याः पुरुषाः एव यतः तैस्सर्वैरपि स्वस्वमतानि उपस्थापितानि वर्तन्ते एकं विषयमादाय तत्र बहु विधदृष्टिः तैः प्रदत्ता वर्तते परन्तु तत्रापि विशेषतया कश्चन महान् पुरुषः कः इति वक्तव्यं चेत् भगवत्पादशङ्कराचार्याः महापुरुषरूपेण परिगणयितुं शक्यन्ते यतः अन्यैः सर्वैः दार्शनिकैरपि इत्युक्ते न्यायः वैशेषिक योगादिदार्शनिकैः द्वैतसिद्धान्तः प्रतिपादितः परन्तु शङ्कराचार्यैस्तावत् अद्वैतसिद्धान्तः प्रतिपादितः स च सिद्धान्तस्तु न नूतनः किन्तु उपनिषत् प्रतिपाद्यः एव सा च परम्परा पूर्वमपि आसीत् तथापि एतैः तत्र विशेषरूपेण निरूपणं कृतमस्ति तत्रापि आध्यात्मिक उन्नतिं प्रति तैः महत्प्राधान्यं तत्रापि ज्ञानमार्गस्य महत्प्राधान्यं दत्तं वर्तते